नमो नमः महोदय आं वदतु आत्मा आत्मा अस्तीति अस्माकं धर्मशास्त्रे उक्तमस्ति आत्मा अस्ति इति तत्र भगवद्गीतायां भगवता श्रीकृष्णेन उक्तमस्ति नैनं छिन्दन्ति शस्त्राणि नेनं दहति पावकः न चैनं क्लेदयन्त्यापो न शोषयति मारुतः अर्थात् आत्मा अस्तीति अस्ति परन्तु नैनं छिन्दन्ति शस्त्राणि शास्त्रार्थं शस्त्रेण तम् आत्मानं तम् आत्मानं छेत्तुं छेत्तुं छिन्दन्ति न शक्नुमः तत् कमपि शस्त्रेण प्रहरणं प्रहरणं कृत्वा तं छेत्तुं न शक्नुमः अनन्तरं नैनं नैनं दहति पावकः परं तदा अग्निना तद् दहनम् अपि कर्तुं यः आत्मा वर्तते तद् अग्निना दहनमपि कर्तुं न शक्यते उके वा अनन्तरं तत् अनन्तरं तत्र पावकरः वायुः वायुना वेगेन उड्डयनं कर्तुमपि न शक्यते आत्मानं न चैनं क्लेदयन्त्यापो तम् आपणं कष्टं दातुमपि न शक्नोति न शक्यते न शोषयति मारुतः तत् आत्मा इति समर्थः दातुं न दहनं कर्तुं शक्यते न छिनत्ति छिनत्ति छिन्दन्ति कर्तुं शक्यते न वा वायुना वेगेन उड्डयितुं शक्यते इदं तदा तदाश्रित्य अस्ति तस्य जन्म अपि नास्ति मरणमपि नास्ति इति तम् अस्माकं भगवद्गीतायां श्रीकृष्णेन श्रीकृष्णेन उक्तमास्ति आम् इदानीम् इदम् इदं सूत्रं प्रमाणम् इदं स्लिकं प्रमाणं वर्तते यद् आत्मा अस्ति इति आत्मा आत्मनः कः विषयः आत्मनि कस्मिन् विषये इति इदम् अयं श्लोकः वर्तते भवद्गीतायामपि वेदे वेदेषु उपनिषत्सु शास्त्रेषु अपि उक्तमस्ति तत्र तत्र वेदे वेदेष्वपि आत्मा जीवात्मा इत्युक्तमस्ति यत् यद् आत्मा भवति आत्मा इदं शरीरस्य त्यागः भवन्ति तत् तद् तदा जीवः अयम् आत्मा जीवात्मनः जीवः जीवात्मा जीवात्मनः समीपे गत्वा तं पुनः आत्मा परमात्मा मिलित्वा जीवात्मा तत्र ते पुनः तस्य स्थानं भवति पुनः यदा न्यून्ं न् न्यूनं शरीरम् आगत्य आगत्य तदा सः आत्मा पुनः तस्मिन् शरीरे प्रविष्टः भवति आत्मनः स्वरूपम् एकः यः अस्ति नित्यम् आत्मस्य स्वरूपं सर्वदा नित्यमेव भवति सः नाम न मरणं न् तस्य मरणमपि न भवति जननम् अपि न सर्वदा नित्यमेव भवति आत्मास्वरूपम् अस्तु तर्हि